वस्तुतः वक्तव्यं चेत् मम सविधे तु तादृशानां प्राच्यवस्तूनां सङ्ग्रहः एव नास्ति यानि कानिचन वस्तूनि सन्ति तेषामपि तादृशं मूल्यमिति तु इदानीं न लभ्यते पुनः तेषां विक्रयणं कृत्वा किमपि प्राप्तव्यम् इत्यादि स्थितिस्तु एतावता नागता वर्तते पुनः यानि वस्तूनि सन्ति तेषां तु इदानीं विश्वे तादृशमूल्यमपि न प्राप्यते च